नमस्ते एतत् जनाता डिलक्स् उपहारमन्दिरं खलु अत्र अहं किञ्चित् समयात् पूर्वं आहारं प्रति आर्डर् कृतवती आसम् तेषु श्वेततण्डुलं पूरिका रसं तक्रं च आर्डर् कृतवती आसं एतेषु मह्यं पूरिका इदानीं न अपेक्षितम् अतः मम फ़ैनल् आर्डर् एतद् अस्ति यत् एकं श्वेततण्डुलं अनन्तरं रसं अनन्तरं तक्रं एतानि एव अपेक्षितानि कृपया प्रेषयन्तु